तन्त्रज्ञानविषये ग्रामीणक्षेत्रे काश्चन समस्याः सम्मुखीक्रियमाणाः सन्ति यथा ग्रामीणप्रदेशेषु केषुचिद् भागेषु अन्तर्जालस्य सम्पर्कः एव न भवति तस्मात् तन्त्रज्ञानस्य उपयोगः कर्तुमेव तत्र न शक्यते यत्र च किञ्चित् किञ्चिदेव नेट्वर्क् लभ्यते लब्धं भवति तत्र तु समीचीनतया तन्त्रज्ञानस्य उपयोगः कर्तुं न शक्यते पुनश्च किञ्चित् प्रदेशे सम्यक् अन्तर्जालस्य लभ्यता भवति परन्तु तत्र तस्य उपयोगः कथं करणीयम् इति तत्र न ज्ञातं भवति यथा इदानीं गूगल् इति अस्ति तत्र कथम् अन्वेषणं करणीयं तत्र कृतस्य अन्वेषणस्य उत्तरं कथम् आगतं भवति तत्र ये ये अन्तर्जालपटलाः भवन्ति तत्र कस्मिन् अन्तर्जालपटले विषयाः समीचीनाः भवन्ति इत्यादिकं समीचीनतया न ज्ञायते केश्चन वदन्ति यत् यत् आगतं भवति अन्तर्जालपटलं तत् उद्घाटयन्तु इति वदन्ति परन्तु किञ्चित् अन्तर्जालपटलाः एवमपि भवन्ति यत् तद् उद्घाटितं चेत् तेषां या दूरवाणी भवति तत् हेक् भूतं भवति एवं तत्र किं कर्तव्यं किं न कर्तव्यम् इत्यादि तन्त्रज्ञानविषयिणीज्ञानं तत्र अधिकतया न भवति तस्मात् तत्र तन्त्रज्ञानविषये ग्रामीणक्षेत्रेषु बह्व्यः समस्याः सम्मुखीक्रियमाणाः सन्ति